मम क्षेत्रे ऋतुसम्बद्धोत्सवाः आचर्यन्ते इत्युक्ते मम क्षेत्रे वसन्तकाले वसन्तोत्सवः आचर्यते वसन्तो वसन्तोत्सवः काव्ये पुराणे च प्रसिद्धः वर्तते वसन्तकाले आम्रादीनि फलानि वृक्षेषु जायन्ते अपि च वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः इत्यपि कविवचनं श्रूयते अयम् उत्सवः बहु सुन्दरं भवति अपि च वर्षाकाले नागपञ्चमी आचर् आचर्यते नागपञ्चमी प्राचीनः उत्सवः भवति तत्र नागः देवतात्वेन पूज्यते तस्मिन् दिने गृहे खाद्यानि क्रियन्ते अपि व वर्षा ऋतु गणेशचतुर्थी बहु विजृम्भणेन सर्वेषां क्षेत्रे आचरन्ति मम क्षेत्रे स एव उत्सवः प्रसिद्धः तदानीं खाद्यादिकं बालकानां बहु रोचते तदानीं गौरीतृतीया भवति गणेशचतुर्थ्यनन्तरं मूषिका मूषकपञ्चमी भवति एवं दिनत्रयम् अयम् उत्सवः आचर्यते